वस्तुतः सम्प्रति अन्तर्जालद्वारा शिक्षणं वयं सर्वेभ्यः बालकेभ्यः दद्मः अन्तर्जाले बहवः विषयाः ज्ञेयाः भवन्ति इति सत्यम् तत्र अनेके विषयाः अस्माकं ये आवश्यकाः तादृशाः विद्यन्ते परं कथं वयम् अन्तर्जालस्य प्रयोगं कुर्मः इत्यत्र अयमंशः एव विशिष्टः भवति सम्यक्तया उत्तमरूपेण यदि वयम् उपयोगं कुर्मः तर्हि तत्र क्लेशः कदापि न भवति अन्यथा यदि आयाति चेत् कदाचित् अनावश्यकाः विषयाः अपि अत्र भवन्ति इति नाम अन्तर्जालद्वारा यः केपि विषयाः अस्माभिः ज्ञातुं न शक्यन्ते न प्राप्यन्ते इति न सर्वे विषयाः तत्र प्राप्यन्ते इति कारणेन छात्राः उत्तमरूपेण यदि अन्तर्जालस्य प्रयोगं कुर्वन्ति चेत् तत्र चिन्ता नैव करणीया अवश्यं हि बहवो विषयाः अधिगन्तुम् अन्तर्जालात् विषयाः प्राप्यन्ते अतः अस्माकं श्रद्धा छात्राणाम् उपरि भवेत् छात्राः कथम् अन्तर्जालस्य उपयोगं कुर्वन्ति इति इदानीं चिन्तयन्तु पूर्वं कदाचित् नाम द पञ्च वा दश वा वर्षेभ्यः पूर्वम् अन्तर्जालस्य अधिकः उपयोगः सञ्जातः इति चिन्त्यते अस्तु ततः आरभ्य गूगल् इति त यत्पदं वयं वदामः तत्र नाम यं कमपि विषयं वयं ज्ञातुमिच्छामः चेत् साक्षात् एषः विषयः अत्र प्रदीयते तर्हि तत्सम्बद्धाः विषयाः अत्र अन्तर्जाले आगच्छन्ति अतः वयं पठनार्थम् अस्तु उपयोगं कुर्मः चिन्ता नास्ति बहवः विषयाः एवं प्राप्यन्ते विशिष्य तत्र आङ्गलभाषायां प्रायः सर्वेषामपि विषयाणां न केवलमाङ्गलभाषायाः आङ्गलभाषायाः प्रायः सर्वेषामपि विषयाणां तत्र किं किं किं प्राप्तिः प्राप्तिः भवत्येव संस्कृतसम्बद्धाः तावन्तः सन्ति वा इत्यत्र पुनः चिन्ता तु करणीया एव परं जनाः सम्प्रति बहवः कार्याणि कुर्वन्तः भवन्ति इदानीं प्रभावः नाम पठने तत्र अभिवृद्धिः तु अवश्यं सञ्जातः एषः विषयः वक्तव्यः एव छात्राः न केवलं छात्राः वयं सर्वे जनाः अन्तर्जालस्य प्रयोगं कुर्मः अन्तर्जालं विना जीवनं कदाचित् सम्भवं वा इति वयं वक्तुमेव न शक्नुमः तथा अस्माकं जीवने अन्तर्जालस्य प्रभावः सम्प्रति सर्वत्र अस्ति इति एषः विषयः निश्चितः तत्र किं सन्देहलेशोपि नास्ति परं यदि छात्राः अन्तर्जालस्य उपयोगं कुर्वन्ति चेत् अस्माकं तत्र श्रद्धा नाम यदि वयं रक्षितारः भवामः चेत् विद्यालयेषु अथवा कलाशालासु अवश्यं हि कलाशालासु कदाचित् अन्तर्जालस्य प्रयोगं कर्तुं छात्राः शक्नुयुः विद्यालयेषु यः कोपि छात्रः दूरवाणीं वा स्वीकृत्य न आगच्छति वयं तत्र वदामः वयं शिक्षकः शिक्षकाः तत्र अवश्यं हि वदामः मास्तु इति परं तेषाम् किं स्वक् स्वकक्षासु स्वकक्षा यदा भवति इदानीम् ए ऐ इत्यपि विषयः तत्र आयोजितः भवति तत्काले सर्वे छात्राः अन्तर्जालसम्बद्धान् विषयान् अधिगच्छन्ति वयं पश्यामः एव क्लेशः नास्ति परं गृहं प्रति छात्राः यदा आगच्छन्ति किं विद्यालयतः गृहं प्रति यदा आगच्छन्ति रक्षितारः माता पिता च नो चेत् किं गृहे ये अन्ये सन्ति ते तत्र पश्यन्तु छात्राः किमर्थमिति चेत् अन्यथा अपि बहवः छात्राः अन्तर्जालस्य प्रयोगं कृत्वा क्लेशमपि क्लेशकरं जीवनमपि यापयन्ति तथापि विषयः अस्ति वयं पत्रेषु वा किं दूरदर्शनेषु वा वयं तादृशान् विषयान् वयं शृण्मः अतः वयं तु पश्यामः जागरूकाः वयं सर्वदा भवामः यदा छात्राः अन्तर्जालस्य नो चेत् दूरवाण्याः वा उपयोगं यदा ते कुर्वन्ति वयं पश्यामः केवलम् उत्तमरीत्या ते उपयोगं कुर्वन्ति इति यदि यदि वयं निश्चयं कुर्मः तत्र तर्हि चिन्ता एव नास्ति ते पठन्तु पठनेन स्वाभिवृद्धिं कुर्वन्तु सर्वे छात्राः एवं कुर्वन्तु